अस्माकं प्रदेशे तेलङ्गाणा टूरिसम् इति नाम्ना कश्चन संस्था अस्ति सा संस्था सर्वान् जनान् स्वीकृत्य दर्शनार्थं वरङ्गल् एक्स् बासरा यादिर्गुट्टा सर्वत्र ऐति ऐतिहासिकं प्रदेशं नयन्ति पुनः हैद्राबादनगरम् अपि ततः विद्यमानं दूरात् विद्यमानान् जनान् ते आनयन्ति एर्पोर्टपि स्वीकृत्य नयन्ति तत् टूरिसं प् प्र प्रदेशे आगच्छति पुनः बालाजि मन्दिरम् एकम् अस्ति तत्र बालाजि मन्दिरं मन्दिरमध्ये नयति सर्वत्र हैद्राबादनगरे अटितुं येपि तेलङ्गाणा टूरिसं संस्था स स यदि सर्वान् जनान् स्वीकृत्य नयति इति